भोः भगिनि आगच्छतु किं ओ एवं वा बहुसम्यक् किं किम् अपेक्षितम् आं तिष्ठतु अहं दर्शयामि एतत् पश्यतु एतत् दश ग्राम् अस्ति पञ्चाशत्सहस्त्रम् आम् आं लघु या बृहद् ओं तिष्ठतु अहं दर्शयामि एतत् पश्यतु एतत् सम्यक् अस्ति अस्ति एतत् पश्यतु अस्ति अस्ति अहं दर्शयामि एतत् पश्यतु अस्तु अहं दर्शयामि एतत् पश्यतु अस्य मूल्यमस्ति द्वि द्विशतिसहस्त्रम् आं दश सहस्रम् अस्तु एतदपि सम्यक् अस्ति एतत् पश्यतु आम् आम् आम् अस्ति अस्तु दर्शयामि एतस्य मूल्यम् एकलक्षम् आं तिष्ठतु शक्नोमि अष्टादशसहस्र दातुं शक्नोति भवती अस्तु महान् धन्यवादः पुनः आगच्छति आगच्छतु तत्किमपि यदि अपेक्षितमस्ति तर्हि आगच्छतु अहं दर्शयामि अस्तु अस्तु